क्रीडान् पश्यामः चेत् ग्रामे ग्रामसम्बद्धक्रीडाः नगरसम्बद्धक्रीडाः नाम ग्रामीणजनाः क्रीडन्ति पुनः नगरजनाः अपि क्रीडन्ति किन्तु तत्रापि तयोः मध्ये भेदः वर्तते यथा ग्रामीणजिन जनाः आनन्दार्थं क्रीडन्ति अत्र नगरजना अपि आनन्दार्तं क्रीडन्ति किन्तु ग्रा ग्रामीणजनाः ग्रामीणजनानां क्रीडाः प्रकृतिसम्बद्दाः भवन्ति ना नगरे विद्यमानजनानां क्रीडाः टेक्नालजि सम्बद्धक्रीडाः भवन्ति तर्हि यदा तथा पश्यामः चेत् कथम् इत्युक्ते इदानीं ग्रामीणक्रीडाः कथं भवन्ति नाम गृह गृहस्य पुरतः एव सर्वेपि जनाः सर्वेपि बालाः सम्भूय क्रीडन्तः भवन्ति सम्यक्तया कथम् इत्युक्ते पाशाणि स्ता संस्थाप्य कन्दुकं कन्दुकेन प्रहारं कृत्वा इतस्ततः धावनं कुर्वन्ति पुनः तत्र स्थलमपि अपेक्षते एवं किन्तु नगरे तादृशं न भवति सर्वत्र बिल्डिङ्ग्स् भवन्ति पुनः स्थलमपि न भवति क्रीडितुं तर्हि ते कुत्र क्रीडन्ति इत्युक्ते गृहे उपविश्य वीडियो गेंस् पुनः गेंस् कृते अपि पुनः क्रीडाङ्गनानि सन्ति तत्रैव गत्वा क्रीडन्तः भवन्ति किन्तु ग्रामे तथा न भवन्ति यथेच्छं क्रीडन्ति पुनः सैकल् रेस् अपि कुर्वन्ति तर्हि एवं रूपेण ग्रामेषु अपि नगरेषु अपि क्रीड क्रीडा क्रीडासु भेदः वर्तते एव